वयं पूर्वं सर्वाणि पात्राणि जलेन शुद्धं कृत्वा प्रक्षालनस्य आवश्यकं भवति प्रक्षालनसमये द्रव्यम् उपयोगं कर्तुं शक्यते द्रव्यस्य उपयोगेन प्रक्षालनं शुद्धं भवति स्निग्धपात्राणां शोधनार्थं टिश्यू पेपर् उपयोगः उपयोगः कर्तुं चेत् सुलभः भवति स्निग्धपात्राणां टिश्यू पेपर् आवश्यकं भवति टिश्यू पेपर् उपयोगम् उपयोगं कृत्वा शुद्धं कृत्वा अनन्तरं द्रवस्य उपयोगेन शुद्धं कर्तुं शक्यते